मम ग्रामे संस्कृतशिक्षणार्थं संस्कृतभारतीपक्षतः दशदिनात्मकं संस्कृतसम्भाषणशिबिरम् आयोज्यते संस्कृतभारतीजनाः कार्यकर्तारः ते कदाचित् आगत्य दशदिनानि तत्रैव ग्रामे स्थित्वा आदिनं संस्कृतं पाठयन्ति क्रीडामाध्यमेन सम्भाषणमाध्यमेन घण्टाद्वय घण्टाद्वयं यावत् अध्यापनेन पुनः संस्कृतगीतैः एवं रूपेण संस्कृतवातावरणं रचयित्वा ग्रामे विद्यमानेभ्यः सर्वेभ्यो अपि संस्कृतं शिक्षयन्ति तथैव समाजसेवक समाजस्य सेवायैः राष्ट्रियस्वयम्सेवकसङ्घजनाः आगत्य तत्र प्रथमवर्षशिबिरं द्वितीयवर्षशिबिरं तृतीयवर्षशिबिरम् इत्येवं रूपेण तत्र शिबिराणि चालयन्ति प्रतिदिनं सायं पुनः प्रातः च शाखाम् अपि आयोजयन्ति तत्र शाखायां राष्ट्रभक्ति परकाः कथाः पुनः उत्साहवर्धकानि प्रेरणास्पदानि कथास्थानानि एवं रूपेण सहृदयतां सहृदयभावनां वर्धयन्ति अस्माकं ग्रामे